आ नमस्ते महोदय अहं गृहं प्रति यवनिकाम् आर्डर् कृतवानासं किन्तु भवान् यद् प्रेषितं तत् सम्यक् नास्ति एव महोदय तस्य वर्णमपि सम्यक् नास्ति गृहं प्रति न युज्यते एव तस्य मापनम् अपि भिन्नमस्ति तत् सम्यक् तत्र वातायनं प्रति न तिष्ठति एवं करोति चेत् कथम् एतत् बहु दौर्भाग्यम् अस्ति अस्माकं तद्धनं भवान् प्रत्यर्पणं करणीयं भवति नो चेत् सम्यक् एतस्य मार्जनं कृत्वा परिवर्तनं कृत्वा प्रेषयतु